मम प्रदेशे सामान्यतया द्विचक्रिका लोकयानं लोकल् रेल्यानं मेट्रो इत्यादयः प्रसिद्धाः सर्वेषां कृते उपलभ्यन्ते एव इतोऽपि आवश्यकञ्चेत् ऊबर् ओला इत्यादयः इत्यादयः व्यवस्थाः अपि सन्ति आधिक्येन सामान्यजनाः लोकल् ट्रेन् लोकयानं प्रयुञ्जते अल्पेन धनेन रेल्यानम् उपयोक्तुं स्थानान्तरं गन्तुं शक्यन्ते उदाहरणार्थं रेल्माध्यमेन ताम्बरम्तः चन्नै सेन्ट्रल् पर्यन्तं गन्तुं विंशतिरूप्यकाणि एव आवश्यकानि समस्याः काः इत्युक्ते मया किमपि न परिलक्षिता